हा महोदय वदतु हा सत्यं तत्र एक कोणन्दूरुमध्ये एकं डैरि अस्ति किल एतद् मम एव हा सत्यं वा एतद् एकसहस्रं मीटर् भवति तत्र अग्रहारतः

ह ह हह आ परश्वः हा सत्यम्

ह ह

सत्यं सत्यम् हा हा ह हा लभ्यते किम् इत्युक्ते एतद् मैसूर्पाक कियत् फ़ेमस् अस्ति इत्युक्ते एकवारं टी एन् सीताराममहोदयं जानाति किल दारवाहि कृत्वा आसन् किल एकवारम् एतद् मैसूर्पाक् सम्यक् अस्ति इति श्रुत्वा मम आपणे सः आगतवन्तः सः पञ्चकिलोग्रां मैसूर्पाकं नीतवन्तः तदर्थं एतद् मम आपणम् एतद् किम् इत्युक्ते बहु बहु तु सम्यक् इष्टं ते सर्वे जनाः उक्त्वा नीतवन्तः

ह ह ह ह ह ह एव हा हा हा ह ह

मैसूर्पाक् आवश्यकं वा

ह ह अस् अस्तु चिन्ता नास्ति ददामि किमर्थम् इत्युक्ते एतद् नन्दिनी अस्ति किल घृतम् तद्मुखेन एतत् सर्वं कृतवन्तः एतद् मार्केट्मध्ये अतीव न्यूनतः घृतमपि मिलति किल कोपि जनः तद् तद् मिलनं कृत्वा करोति वयं नन्दिनी एतत् नामस्य एकं घृतम् एव कृत्वा उपयोगं कृत्वा वयं तद् कृत्वा स्मः तदर्थम् एतद् अत्युत्तमः मैसूर् पाकं द वयं ददाति ददा ददामः अस्तु वा

मूल्यं मूल्यं वा मूल्यम् इत्युक्ते एतत् हा नास्ति हा वदतु

हा हा हा

हा चिन्ता नास्ति वयं कुर्मः अत्युत्तमः मैसूर् पाक् ददामः एतत् एतद् अत्र पेडां कृत्वा अस्मि इदानीं पेडां करोमि अन्य तद् किम् इत्युक्ते क्षीरकण्डः हा नास्ति नास्ति जिलेबि न क कृत्वा अस्ति बिका किमर्थम् इत्युक्ते क्षीरस्य उपयोगं कृत्वा डैरी प्रोडक्ट्स् एव वयं कृत्वा अस्ति

मृदुः मृदुः तत्र क्षीरं क्षीरस्य विभाजनं कृत्वा तद् तद् एकं लड्डुकस्य आकृतिं कृत्वा तद् शर्करापाकम्मध्ये स्थापयन्ति वयं तदर्थं तत्सर्वं मधुरं भवति ह हा हा श्रुतवान् वा हा हा हा सत्यं स चिन्ता नास्ति आगच्छन्तु

स्वादं कृत्वा भवान् हा हा हा

हा हा हा ह

ददामः ददामः ददामः हा हा ह बवा भवान् श्वः भवान् श्वः अड्वान्स् ददाति चेत् सम्यक् भवति ददा ददाति वा हा हा हा अस्तु अस्तु

तदपि अपि मिलति उत्तमघृतमपि नन्दिनी नन्दिनी एव

तद् पेकेट् एव तद् बाटल् इदानीं न मिलति किमर्थम् एतद् भग्नं भवति किल ट्रान्स्पोर्टेषन्मध्ये तदर्थम् एतद् प्लास् एतद्देव समीचीनमस्ति एतद् न नूतनम् एव एक् नूतनं नूतनं नास्ति नास्ति एतत् नूतनम् एव पर्याप्तं हा नास्ति नास्ति नास्ति डाल्डा मिश्रं नास्ति आ सत्यम् हा सत्यम्

अवश्यं भवान् श्वः आगच्छतु अस् हा हा पुनर्मिलामः राम राम